यदि अस्माकं कण्ठस्य श्रान्तता भवति तर्हि उष्णजलं पातव्यं भवति अथवा कषायः पातव्यः भवति नाम किञ्चित् उष्णयुक्तं किमपि पातव्यं भवति एवं स्वरस्य काठिन्यं तु अभ्यासेनैव गच्छति अभ्यासः बहु काठिन्यतया क्रियते चेत् कठिनतया क्रियते चेत् स्वरे कीदृशं वा काठिन्यं भवतु सः तत् काठिन्यम् अपगच्छति एव अस्माकं गुरवः तु एवं वदन्ति स्म प्रातः प्रातः उत्थाय तडागस्य समीपे गन्तव्यमिति तत्र गत्वा कण्ठः कण्ठपर्यन्तं जले स्थित्वा नाम कण्ठः कण् कण्ठपर्यन्तं जले स्थित्वा तत्र गीतस्य तत्र यथा गातव्यं तस्य अभ्यासः करणीयः इति तदानीं सङ्गीतक्षेत्रे विद्यमानस्य अत्यन्तम् क्लिष्ट गमकस्य वा भवतु आलापनस्य वा भवतु अभ्यासः भवति स्म इति अभ्यासः नाम सः अपि अत्यन्तक्लिष्टः अपि वयं सुलभेन गातुं शक्नुमः इति एवं वदन्ति स्म अस्माकं गुरवः एवमेव मम ध्वनिरक्षणार्थं तु अहम् उष्णजलम् एव पिबामि र उष्णजलपानेन कण्ठे विद्यमानमधुरता रक्षिता भवति बहु कोलाहलकरणेन आ क्रोशनेन एवमेव शैत्यकाले कदाचित् अस्माकं ध्वनौ भग्नता आगच्छति अथवा कर्कषः कर्कषं श्रूयते अस्माकं ध्वनिः तन्निवारणाय उष्णजलम् एव पातव्यम् उष्णजलपानेन कण्ठे या कर्कषः कर्कषरूपं भवति कण्ठे कण्ठे या कर्त् यद् कर्कषः भवति तद् गच्छति एवं हा शैत्यकालेपि कदाचित् अस्माकं ध्वनौ कर्कषः कर्कषः श्रूयते नाम पीनसः वा कासः वा भवतु कर्कं कर्कंषः कर्कषः श्रूयते तन्निमित्तम् अपि उष्णजलम् एव औषधं भवति एवं ध्वनिरक्षणार्थम् उष्णजलम् इति अत्यन्त उत्तमः उपायः इत्येव क्तुं शक्यते